मम प्रदेशे बहवः सांस्कृतिक क्रीडाः सन्ति खोखो कबडि आरक्षकः चोरः च शिशुः कन्दुकस्य पादकन्दुक क्रीडा क्रिकेट् इत्यादिकं सांस्कृतिकं सांस्कृतिकं क्रीडासु अन्तर्भवन्ति तस्मिन् एकं वदामश्चेद् चोरः आरक्षकश्च तस्मिन्मध्ये क कियत् जनाः भवितुमर्हन्ति इत्युक्ते स सङ्ख्या नास्ति कोपि इच्छन्ति सर्वे भागं गृहीतुम् अर्हन्ति तत्र राजा सचिवः भटः आरक्षकः चोरः इत्यादि इत्यादिकं जनाः भविष्यन्ति तत्र चेटिकामध्ये एतद् नामानि स्थापयित्वा

अङ्कानि अपि दत्वा स्ता चीटिकां स्थापयति तस्मिन् एकेकाम् एकेकां चीटिकां स्वीकृत्य तस्मिन्मध्ये कः आरक्षकः प्राप्यति तः सः चोरम् अन्विषति ह सः सम्यक् रीत्या सर्वेषां मुखं पश्य ह चोरम् क चोरः कः इति ज्ञापयति सः चोरः अस्ति चेद् सः हण्ड्रेड् मार्क् दश अङ्गानि प्राप्यन्ते प्राप्यन्ते सः चोरं न सम्यक्रीत्या वदति चेद् सः शून्यम् अङ्कं प्राप्यते एव पुनः पुनः करोति कुर्वन्ति तदनन्तरम् अन्तिमे कः

अधिकम् अङ्गानि प्राप्तानि सः विजयि भविष्यति